लेखनविषये अस्माकं लक्ष्यं वर्तते यत् अहमेकं पुस्तकं लिखामि इदानीं तस्य पुस्तकस्य लोके प्रसिद्धिः स्यात् एवं तं पुस्तकं पठित्वा ये अध्येतारः अध्यापकाः छात्राः ये सन्ति तेषां वृद्धिः स्यात् ते निरन्तराः लक्ष्मीयुक्ताः श्रीयुक्ताः ज्ञानयुक्ताः स्युः इति एवं अस्माकं यत् ग्रन्थः अस्माकं यत् पुस्तकं वर्तते तस्य कीर्तिः स्यात् तद्पुस्तकं समाजोपयोगी स्यात् समाजे ये जनाः भवन्ति ते तस्मात् पुस्तकात् स्वलक्षं प्राप्नयुः एवं सर्वत्र तस्य पुस्तकस्य गतिः स्यात् इति अस्माकं लक्ष्यं वर्तते तेन ये जनाः तस्य पुस्तकस्य अद्ध अध्ययनं करिष्यति तेषां गतिः अन्यत् विषयेषु अन्यविषयेषु शीघ्रं भविष्यति इति अस्माकं मतिः यतोहि तत्पुस्तकं व्याकरणोपरि लिखितम् अस्माभिः तस्य इदानीं प्रकाशनं आवश्यकम् इदानीं प्रकाशनं न जातम् इति